जनानाम् जीवनस्य समग्रगुणः कथमस्ति नाम कस्यापि बुद्धिः एकमेव नास्ति कथं नाम क एकस्य बुद्धिपूर्वदिशि एकस्य बुद्धिः उत्तरदिशि एकस्य बुद्धिः दक्षिणदिस्जि एकस्य बुद्धिः पश्चिमदिशि गच्छति एवं क्रीडाविषये तु कोपि सकारात्मकः अपि न चिन्तयन्ति किमर्थं नाम एकस्य बुद्धिः कुत्रापि गच्छति एकस्य बुद्धिः क्रीडाकाले यदि कोपि किमपि अन्यत्कार्यं कुर्वति तद् कारणात् तस्य कृते तारणमपि भवति सर्वेषां कृते यदि क्रुद्धः भूत्वा सर्वेषां कृते ता ताडनं सर्वेषां कृते अपि ताडनं ताडयति इदं बहूनि कार्याणि सन्ति कथं नाम तद् कारणात् तस्य जनस्य गुणः अहं तु यदा शक्यते तदा निरूपया निरूपणं कृतवान् अस्मि